अहं बेङ्गळूरुनिवासि अस्मि अहं चिक्कमङ्गलूरुपर्यन्तम् आगन्तुमिच्छामि इदानिं दशदिनात्मकं कालम् अस्माकम् अनद्यापनमस्ति अतः अहम् आगन्तुमिच्छामि अतः तत्र दृश्यमानं किञ्चित् स्थानं मया द्रष्टव्यमस्ति अतः तत् तद्विषये किञ्चित् वक्तुम् इच् वक्तुम् अर्हन्ति वा वयं दशजनाः अस्तु महोदय वदन्तु श्रूयते वदन्तु वित्तविषये चिन्ता मास्तु भवन्तः स्थानं वदन्तु पुनः वासव्यवस्थाञ्च कल्पयन्तु तदनन्तरं हरि ओं हरि ओं आं श्रूयते वदन्तु धन्यवादाः पुनः धन्या पुनः म् मम कृते स्थानम् अपेक्षितं कुत्र कुत् किं किं द्रष्टुं तत्र समीचिनं वर्तते इति अपेक्षितं एवं

पुनः चिक्कमङ्गळूरुनगरम् चिक्कमङ्गळूरु चिक्कमगळूरुनगरे अपि अपेक्षितं अस्तु धन्यवादाः महोदय यद्विषये भवन्तः ज्ञापितवन्तः तत् सम्यगस्ति अग्रिमम् अहं वदिष्यामि धन्यवादाः निश्चयेन निश्चयेन धन्यवादः